भारते शास्त्रज्ञानं प्राचीनम्

भिन्नभिन्न शास्त्राणाम् अस्तित्वम् भारते पुरातनकालात् अस्ति वास्तुशास्त्रं शिल्पशास्त्रम् इत्यत्र भेदः अस्ति एव आधुनिकाः तद्विषये किं मन्यन्ते वा किं चिन्तयन्ति तद्विषये किं वदामि सः मम विषयः नास्ति अधिकं वक्तुं न शक्यते परं वास्तुशास्त्रं शिल्पशास्त्रम् इति इत्यत्र भेदः अस्ति इति मम मतम् अस्ति